हरि ओम् हा हा पुष्पा वदतु एवम् एवम् शृणु भगिनी महान् क्लेशो वर्तते भवत्या दत्तमस्ति किन्तु न्यायदानि महती प्रक्रिया भवति दीर्घा प्रक्रिया भवति काचित् अतः कश्चन विलम्बस्तु भवत्येव एतादृशसमये एतादृशम् यदि केस् वर्तते तर्हि कश्चन विलम्बेन भवत्येव न न धनस्य कोऽपि क्लेशो नास्ति अहं धनस्य कृते एव कार्यं करोमि इति नास्ति भवत्या न्यायोपि मम कृते प्रधानः एव सैव प्रधानः धनस्य अपेक्षया किन्तु अस्माकमपि वरिष्ठाः केचन भवन्ति अतः कश्चन विलम्बस्तु भवति तथा च अयं कश्चन क्लिष्टः प्रश्नः वर्तते अत्र केस् किञ्चित् जटिलं वर्तते अतः कश्चन कालः स्वीक्रियमाणः वर्तते अवश्यम् अवश्यं मया न्यायालये उक्तमस्ति अस्माकं वरिष्ठानां समीपे अस्य विषयम् उक्तं वर्तते ते उक्तवन्तः यथा शीघ्रं वयं समापयामः न्यायं च दद्मः इति किन्तु काचित् दीर्घा प्रक्रिया वर्तते अवश्यं अवश्यं कस्तु एषः इति वदन्तु

अन्यजनान् नाम यवनान् इत्यर्थः वा ओ हो सः बालक एवं हा ओ अवश्यम् अवश्यं महान् क्लेषः अयं सः यवनश्चेत् तेषाम् अपि केचन नियमाः भवन्ति पत्रं दृष्ट्वा अवश्यम् अहं केस् लिखामि भवती एकदा मिलतु एकदा समि सविस्तरम् इदं सर्वं ज्ञापयतु ततः परं वयं एफ़ैअर् मध्ये लिखामः इदम् एफ़ैअर् कुर्मः एवम् एवं यथा शीघ्रं क्रीयते एवम् एकदा एवम् अवश्यम् अस्य उपरि अवश्यं केस् भवेदेव मया यथाशक्ति यत्नः क्रीयते सः यदि महान् महान्तं क्लेषं जनयन् अस्ति आदौ भवन्तः पोलिस् ठाणाके एफ़ैअर् चार्ज् कुर्वन्तु तदुत्तरम् अहमपि लिखामि इदं केस् मया अपि स्वीक्रीयते अवश्यं स्वीक्रीयते कोऽपि क्लेषः मास्तु धनस्य कापि चिन्ता नास्ति तद्विषये न चिन्तयन्तु अदौ न्यायस्य विषये वयं चिन्तयामः मया वरिष्ठानां समीपे पुनः अस्य विषय अपि उच्यते अयं क्लेषस्तु अधुना वर्धमानः वर्तते अतः अस्य कृते अस्माभिः किञ्चत् समाधानं अन्विष्यमाणमेव किन्तु अयं धर्मविषयक क्लेषः इति कृत्वा पश्यामि इदं भवत् अत्रापि भवितुं अर्हति तथापि वयं यथा शीघ्रं कर्तुं प्रयत्नं कुर्मः न न क्लेषो नास्ति क्लेषो नास्ति तथा न कुर्वन्तु अवश्यं मया सम्यक् क्रीयते कोऽपि क्लेषः मास्तु धनस्य कोऽपि क्लेशो नास्ति भव भवन् भवत्यभि अन्यासं समीपे गच्छन् अन्येषां समीपे गच्छति तर्हि प्रायः धनं स्वीकुर्युः किन्तु बहु वर्षेभ्यः अस्माकं सम्पर्कः वर्तते विश्वासपात्रा च अहं वर् वर्ते इति कृत्वा तथा न कुर्वन्तु अहम् अवश्यं भवतां सहायं करोमि अवश्यं अवश्यम् अवश्यं आगच्छन्तु अन्य अन्यत्किमपि न अस्माभिः उच्यते अग्रे यदा कोर्ट् दिनाङ्कः न्यायालयस्य दिनाङ्कः यदा निश्च् निश्चितो भवति अहं सूचयामि तदा आगन्तव्यं इत्यादिकं सूचयामि यदि कानिचन् सूत्राणि कश् केचन विषयाः भवत्या वक्तव्या भवन्ति तर्हि तत् सर्वं ज्ञापयामि तदनुसारं भवत्यः अपि सहकुर्वन्तु भवद् गृहीयाः अपि सहकुर्वन्तु विशेषतः या पीडिताः सन्ति तेषां कृते अस्माभिः इदं क्रियमाणं तेषां सहकारः अपेक्षते तेषां कृते वदन्तु या भवत्याः अनुजा अस्ति तामपि वदतु क्लेषो मास्तु इति अस्माभिः अवश्यमस्य परिहारः क्रीयते

अस्तु एवं अस्तु राम्राम्